मम इष्टतमं पुस्तकम् इति वक्तुं न शक्यते इष्टतमानि पुस्तकानि ते वक्तुं शक्यं भवति अतः मम साहित्यविषये रुचिः भवति साहित्यविषये अनेकानि पुस्तकानि सन्ति साहित्यविषये मम इष्टे इ इष्टानि पुस्तकानि बहूनि सन्ति तेषु अभिज्ञानशाकुन्तलमिति कुवलयानन्दः इति प्रतापरुद्रयशोभूषणं सर्वे प्रतापरुद्रिम् इति वदन्ति साहित्यविषये तानि पुस्तकानि मह्यम् इष्टानि भवन्ति तदनन्तरं कथारूपेण इति वक्तव्यं चेद् वेतालपञ्चाशिका इति पञ्चविंशतिकथाः उपनिबद्धाः ताः कथाः मह्यम् इष्टाः सन्ति तदनन्तरं शुकस्य सप्ततिः कथाः शुकसप्ततिः इति काचन कथा सा किं तद् किञ्चन कथासङ्कुलं भवति तत् तदनन्तरं पञ्चतन्त्रम् तदनन्तरं तावत् नारायणस्य हितोपदेशः सः अपि इष्टतमः भवति एतेभ्यः मया किम् अधीतम् इत्युक्ते यत्र कथं भाषणीयम् इत्येव प्रथमः उपदेशः काकः जम्बुकस्य इति कथा वर्तते सर्वे आगम्य अस्मान् तावत् मोहयितुम् अनेकानि वचांसि प्रयोगं कुर्वन्त्येव किन्तु तैः वचनैः अस्माकं मतिम् अपरित्यज्य एव अस्माभिः वृतिः आचरणीया इति प्रथमः उपदेशः तदनन्तरं काव्येभ्यः उपदेशः कः इत्युक्ते वाक्सौन्दर्योपदेशः कुत्र कः शब्दः प्रयोक्तव्यः इति सुहृत् तिलकमिति कश्चन ग्रन्थः क्षेमेन्द्र उपनिबद्धः तस्यां घटनायां किं छन्दः प्रयोक्तव्यमिति अत्युन्नतः उपदेशः तेन कृतः अतः एतेभ्यः विषयेभ्यः मया पूर्वोक्ताः विषयाः साहित्यविषये उक्ताः विषयाः कथा रूपेण उक्तविषयाः सम्यक्तया अधीताः सन्ति तत्रापि इष्टतमम् इत्युक्ते कथा विषये एव वेतालपञ्चशिखाकथायाम् अनेके नीतयः सन्ति

किन्तु तेषां स्तवनैः अस्माकं मतिः अपरित्यज्य अस्माभिः सम्यक् रूपेण वृत्तिः आचरणीया इति नीतिः मया हस्तात् ता भवति